मम नाम अधर भवति अहं युद्धकलारीत्या एकां कलाम् अभ्यसितम् च अहं मम दशमस्तरे दशमस्तरे दशमस्तरसमये जूडो इति एकां युद्धकलाम् अभ्यसितम् किन्तु केन केनचित् कारणेन किमपि कारणेन तद् एकवर्षानन्तरं एकर्षानन्तरं तस्य कडिनेषं कर्तुं न शक्यते अतः अतः अतः तस्य कण्डिनेशन् कर्तुं न शक्यते किन्तु अहमत्र चिन्तयामि अहम् अद्य चिन्तयति युद्धकला एकस्य जीवने तस्य जीवने प्राधान्यं ब अर्हति अतः तस्य अतः तस्य पठनम् अभ्यसनं च निश्चयेन निश्चयेन कर्तुम् कर्तव्यं किन्तु मम किन्तु युद्धकलासु मम किमपि लक्ष्यं नास्त्येव किन्तु युद्धकलाः सर्वैरपि अभ्यसनं कर्तुं शक्यते केरलेषु प्रयुज्यते प्रसिद्धः सिद्धः केरलेषु प्रसिद्धमानः एकस्याः युद्धकला भवति कळरिपयट् कळरिपयट् एकं देशीयमार्गेण अपि सिद्धा युद्धकला भवति पुरातनकालेष्वपि करळिप्प कळरिपयच् प्रचलित् अस्ति केरळस्य पारम्पर्यजीवने अपि कळरिपयिट् इति युद्धकलायाः अतीव प्राधान्यमस्ति पारम्पर्यात् आगच्छ् आगताः एवं युद्धकला भवति कलरिपयट् एवं कळरिपुट् मध्ये छात्राः अद्य कळरिपयट् अभ्यसितं तद् एवं जीवनमार्गं रूपेण च अपि कर्तुं शक्यते